हरिः ओम् हा शुभसायं महोदय वदतु हा आ हा अहमेव अस्तु किं कार्यमस्ति भोः किमर्थं भोः किं जातं अहं तु तदेव प्रेषणं करोमि जलस्य हा अस्ति किमर्थं भोः किं जातं भोः तदेव किं जायमानमस्ति भोः तद् वा वदतु किं मलिनमस्ति कथं भवति एतद् आं भवति आम् आं तद् सत्यं किं वर्णं भवति भोः तदेव किं वर्णं भवति भोः ओ हो अहमपि अत्रैव कार्यं कुर्वन् अस्मि तद् बहु कम्प्लेण्ट् अपि जातमस्ति आ तदेव

आं तत् सत्यमेव इदानीमहं किं करोमि इति उक्त्वा भवानेव वदतु भोः

आं परीक्षां करोमि आम् आं करोमि हा परन्तु तत्र गृहजनाः किं किं वदन्ति आ तद् कम्प्लेण्ट् किं किम् अस्ति इति आम् किमर्थं भोः आम् आम् हा हा इदानीं तत् तत्र तु अहं किमपि कर्तुं न शक्यते अत्रैव आ जलं सम्यक् करोमि सम्यक् करोमि सम्यक् करोमि आम् आं करोमि धन्यवादः महोदय अस्तु अस्तु आमाम्